हरिः ओम् इदानीं कुत्र अस्ति

अहं गृहकार्येषु व्यापृता अस्मि अहं एकं कार्यं प्रष्टुमिच्छामि एवम् आगामि विरामकाले भवता संस्कृतमेलनार्थं हरिद्वारं गन्तव्यं किल सकुटुम्बं गच्छामः सकुटुम्बं हा चिन्ता मास्तु पुनः ओणं पुनः पुनः आगमिष्यति किल तद् त्यजतु ओणम् अस्ति अपि गेच्छामः तत्र

गतवारे यदा वयं काश्मीरम् अगच्छाम तदा व्योममार्गेन किल विमानयानेन आसीत् आसीत् किल एवम् अस्मिन् समये रेल् यानेन गच्छामः हा अधिकसमयं स्वीकृत्य एव गच्छामः व्ययः न्यूनः भविष्यति किल

समस्या पुत्र्या सह हु समस्या न भविष्यति इति अहं चिन्तयामि ते इच्छन्ति खलु रेल्यानेनापि यात्रां कर्तुं ते इच्छन्ति निश्चयं करणीयं करणीयम् इदानीमेव करणीयं तेषा सर्वेषां करणीयं

आं तत्र इदानीन्तन पर्यावरणं बालावस्था कथम् अस्ति तस्मिन् समये इदानीं न तस्मिन् समये तदनु हा कीदृशानि वस्त्राणि स्वीकरणीयाम्

आ मेलनं ददाति भवतु अत्र दर्शनार्थम् अन्यानि कानि कानि सन्ति कुत्र

हा शीयेटुं समीपमेव

हा हा हा हा